भोः महोदय भवान् इदानीं कुत्र अस्ति यतः मम शीघ्रं गन्तव्यम् अहमिदानीं कत्रिगुप्पे अस्मिन् कत्रिगुप्पेनगरस्य समीपे एव अस्मि मा मा अहं जयनगरं गन्तुमिच्छामि पूर्वमेव ह्यः ह्यस्तनदिने एव मया बुक् कृतं इदानीं प्रायः पञ्चनिमेषः विलम्बः जातः तदर्थं दूरवाणी कृतवान् कुत्र अस्ति यदि मार्गस्य मार्गे सान्द्रता वर्तते वा वाहनानां सान्द्रता तु यावत् साध्यं शीघ्रम् आगच्छतु अहं शीघ्रं गन्तुं तत्र जयनगरं गन्तुमिच्छामि यतः मम अत्र तत्र कार्यक्रमः अस्ति अतः त्रिवादने एव कार्यक्रमः इदानीं केवलं पञ्चनिमेषाः सन्ति आगच्छतु शीघ्रं अस्तु हा अस्तु एवं एवं एवं एवं एवं एवम् आगच्छतु आगच्छतु